योगाभ्यास अनन्तरं मम मानसिकशारीरिकस्वास्थ्यं उत्तमम् अस्ति दैनन्दिनजीवने यदा यदा मम मनसि क्लेशाः जायन्ते तदा अनुक्षणं मह्यं ज्ञायते अनन्तरम् अहं तस्य निवारणार्थं योगस्य उपयोगं करोमि अनन्तरं प्रातरारभ्य रात्रिपर्यन्तं सर्वेषु कार्यकलापेषु उत्साहेन भवामि कुत्रापि श्रान्तस्य अनुभवः न भवति एव एतद् अपि योगस्य परिणामः अस्माभिः योगद्वारा यदा चिन्त्यते तदा सर्वदा अस्माकं जीवने कुत्रापि आलस्यं श्रान्तभावः किमपि न भवति